अस्माकं गृहोद्याने तु बहवः शाकाः शाक आधारिताः वृक्षाः सन्ति लताः अपि सन्ति तेषां कृते तु मशकाः कीटाः बहवः क्रिमिणः आगच्छन्ति विशेषतया अस्मिन् शीतकाले तु बहवः भवन्ति तेषां कृते वयं निम्बचूर्णस्य वा निम्बतैलस्य तैलस्य वा उपयोगं कुर्मः कुर्मः

पत्रवक्रीकरण क्रिमिः आगच्छति किञ्चित् भवति तत् आगच्छति तस्मिन् समये तु बहवः कष्टम् अनुभवन्ति अनुभवामः वयं

हरिद्राचूर्णं मेलयित्वा तेषाम् एकम् चूर्णं कृत्वा ता तत्तु जले मिल् मेलयित्वा तत् द्रवं तस्मिन् तं तं पादपस्य उपय् उपारि प्रक्षालयामः पा पादपस्य उपरि स्थापयामः तत् पश्चात्तु किञ्चित् किञ्चित् उपयोगः भवति किन्तु बहवः कीटाः तु अहं सायङ्कालपर्यन्तं तु सम्यगेव भवति पादपः किन्तु यदि प प पुनः वयम् अन्यदिनं गत्वा द्रष्टुं यम्म् पश्यामः चेत् तत्तु पूर्वं पप् पप् पूर्णं पूर्णतया कीटकैः नाशितः भवति पादपः तेषां कृते तु वयं विविधाः अपि व वर्षाकाले कानिचन कीटकानि भवन्ति शीतकाले कानिचन कीटकानि भवन्ति केवलं ग्रीष्मकाले एव जलं जलं जलं ददाम् दद्मः चेत् पक् कीटकानां समस्या काचित् रुल न्यूना भवति